अस्माकं भारतदेशे बहुसांस्कृतिकपरम्पराः सन्ति उदा भरतनाट्यं यक्षगानं नाटकं इत्याद्याः अद्य स्पर्धात्मकयुगे एतत् न्यूनाः जाताः सन्ति जनाः चलच्चित्रं द्रष्टुं चित्रमन्दिरं गच्छन्ति केवलं किञ्चित् जनाः एव भरतनाट्यं कार्यक्रमं नाटकं तथा यक्षगानं द्रष्टुं गच्छन्ति अतः एतेषां प्रोत्साहः न्यूनाः जाताः अधिकतया युगे नेट्फ़्लिक्ट् आधुनिकयुगे नेट्फ्लिक्स् द्वारा ग्रहे एव स्थित्वा च चलच्चित्रं द्रष्टुं सौलभ्यम् अस्ति ते एड्वटैस्मेण्ट् द्वारा धनं सम्पादयन्ति परन्तु सांस्कृतिककार्यक्रमे जनानाम् आगमन आगमनं नैव धनं तथा प्रोत्साहः प्राप्नुवन्ति अद्यत्वे जनाः विदेशपरम्परायां बहु आसक्ताः सन्ति भरतदेशे बहुधर्माणां मतानां भाषाणां जनसमूहाः सन्ति परन्तु अस्माकं परम्परां विहाय अन्यपरम्परायाम् आसक्ताः अधिकाः जाताः वयं प्रथमम् अस्माकं धर्मस्य कुलस्य आचारणम् आवश्यकं करणीयम् सनातनं धर्माणां रक्षाणाम् आवश्यकं करणीयम् अतः अस्माकं पूर्वजाः किं किम् आचरितवन्तः वयमपि तमेव मार्गे गन्तव्यं ते स्वस्यजीवनं कथं यापयन्तः इति वयं किञ्चिदपि आचरिष्यामः इति सर्वं भारतीयाः विचारं कृत्वा तेन दर्शितं मार्गे एव गन्तव्यम् इति मम अभिप्रायः